मया बहुदिनात्मकं चारणं न कृतम् नाम अत्यधिकं तु त्रिदिनात्मकं चारणं कृतम् तत्र यदा गतं चारणार्थं तदा टेन्ट् इत्यादि स्थलेषु निवासः न कृतः तत्र किञ्चित् गृहमेव आसीत् तत्रैव निवासः कृतः पुनश्च तत्र महत्या तत्र जन तत्र मह महता जनसमूहेन मया गतः अतः तत्र एतादृशं टेन्ट् मध्ये निवासं न कृतं परं चारणं तु बहु कृतं सम्यक् च आसीत् तत्र बहुदिनात्मकेषु चारणेषु आहारादिकम् किञ्चित् क्लिष्टं भवति वा पूर्वमेव बहु सिद्धता करणीया भवति एवं तत्र चारणस्य अनुभवः अभूत्